यदा अहं लघुबालिका आसं तदा गतिभेदविषये बहुक्लेशम् अनुबति अनुभूतवती आसं यदा अट्टताडः अस्ति तादृशः आ ताडसन्दर्भेषु यदा गीतं गायामः तस्य गति गतेः अपेक्षया ताडगतिः भिन्नः बहुवारम् अभवत् तस्मिन् समये मम गुरुः मम मां बहु प्रेरितवान् आसीत् अतः ऐ कुड् मेनेज् दट् पदाभिव्यक्तिं अहं स्पष्टौ उच्चारणं सर्वदा कर्तुम् इच्छामि यतः स्पष्टौ उच्चारणं यदा न भवति तदा अर्थः अपि भिन्नः भवति अवगमनमपि क्लेशः भवति स गायनस्य सौन्दर्यमपि बहुसम्यक् न दृश्यते न इच्छन्ति अपि जनाः अनन्तरं अर्थवृ अर्थविवृत्तिः इत्युक्ते तत्र अर्थः भवेत् एव यदा आलापनं वयं कुर्मः तदा कुत्र आलापनं करणीयम् तद् भिन्न भिन्न एक एकः एव शब्दः भिन्न भिन्न यदा वयं तस्य स्प्लिट् कुर्मः भिन्न भिन्न अर्थं यच्छेत् तादृश सन्दर्भे वयं बहुजागरूकतया तस्य रागविस्तारं वा आलापनं वा करणीयम् इति चिन्तयामि तथैव करं करण् कर् करोमि अपि